मया भारतीय विज्ञानस्य विषये किञ्चित् अधीतमस्ति किं नाम भारतीय अस्माकं भारतीयदेशे पूर्वमेव सर्वमासीत् किं सर्वं नाम ये श्रेश् श्रेष्ठाः ते विज्ञानिनः पूर्वं नेत्रचिकित्सादिकं पूर्वमेव कर्तुं शक्नुवन्ति स्म पुनः अस्माकं भूमिः भूमिः कथमस्ति तेषां रचना कथं वर्तते इत्यादिकं सर्वम् नेत्रदृष्टिः इद् नेत्रदृ दृष्टिना सर्वं दृष्ट्वा पूर्वमेव ग्रन्थे उल्लिखितवन्तः एतत् सर्वं मया मया पठितमस्ति तत्र विशेषेण गणितं स्वीकुर्मः चेत् वेदः वेदगणितः इति वदामः तत्र सूत्रादिकं भवति सूत्रम् उक्त्वा अनन्तरं तस्य करणशै शैली कथम् इत् इत्यादिकम् अनन्तरम् उच्यते यतः व्याकरणं भवति तस्य विवरणं कृ प्रथमम् एकं सूत्रं भवति तस्य विवरणम् उदहरणादिकं यदा यच्छन्ति तद्वत् श वेद वेदगणितेपि तथैव अपि च विज्ञाने आर्यभट्टादिभिः पूर्वम् अस्माकं भूमण्डलं कथमासीत् प्रथमं सूर्यः अस्ति तेषां परितः भूमिः भुदा इत्यादिग्रहा ग्रहाः पर्यटनं चलन्तः सन्ति इत्यादिकं पूर्वमेव अस्माकं भारतीयः उक्तवन्तः